हरिः ओं महोदय अहं निरञ्जनः इति एषा वज्रिणीव्यायामशाला वा एवं महोदय नमस्ते मम उद मम आरोग्यविषये किञ्चित् वार्तालापः करणीयः अस्ति अस्तु मम मम एवं वा अस्तु महोदय अहम् एकाकी एव नास्मि मम पत्नी अपि आगच्छति हा एवं हा महोदय किन्तु समयः कदा अस्ति हा आवां तु शीघ्रमेव उत्थाय पञ्चवादने आगच्छावः इति चिन्तयावः तदा तु उद्घाटनम् एवम् एवम् हा एवम् एवं तत्र भोजनं कथं भवेत् एवम् एवम् एवम् एवं तद् धनं वयं तु एवं चर्चां कृत्वा निर्णयं स्वीकुर्वः अतः भवन्तः एवं भवतः दूरवा भवतः दुरवाणीसंख्या अपि अपेक्ष्यते हा एवं वा अस्तु अस्तु अस्तु महोदय

हा कथं चलति क कति कथं चलति इति दृष्टुं पञ्चदशदिनस्य अभ्यासार्थं किमपि अस्ति वा फ़्री उचितम्

एवमेवम् अस्माकं गृहे साधनानि न सन्ति अतः